हलो नमस्ते नमस्ते तु

आम् आगतवान् मया एव अत्र आगमनम् आं स्मरामि स्मरामि

हा तत् तावत् मया सम्यक्तया एव नल्ली तावत् सज्जीकृता तस्मात् एकवर्षात् परमेव इत्थं क्लेशः आगन्तुं शक्नुयात् एव न एकवर्षादेव आगन्तुं तावत् क्लेशः शक्नुयात् किन्तु अत्र कः क्लेशः इत्युक्तौ भवत्याः भवनविषये ये ये छात्राः सन्ति तेषां हस्तविषयः तन्नल्लिकोपरि पतितः ते तावत् हस्तान् व्यर्थतया अनुपयुज्य नल्लिकायां या तन्तुः तावत् भ्रमरीकृता भ्रमीकृता हा वृता जलस्रवणनिषेधार्थं अस्तु आगच्छामि आगच्छामि अस्तु तत् ज्ञयते एव तत् ज्ञायते एव अहं तावत् अस्तु अहं सायमागचछामि

अस्तु तच्चत्री करिष्यामि अस्तु तच्च तच्च अस्तु ते एतत् शिथिलीकुर्मः शिथिलीकरिष्यामः अस्तु आगमिष्यामि हा नूनं विलम्बो न भविष्यति नूनमागमिष्यामि धन्यवादः धन्यवादः हा वदन्तु अस्तु

अस्तु मन्ये यत् उष्णजलस्य वैयर् वर्तते किल तत् तावत् मूषिकः दशेत्

तस्य कारणं तदेव भवितुमर्हति एतत् तावत् सः तावत् नलिकायां विद्यमानः दोषः न यत्र तावत् हीटर् वर्तते उष्णकारिणी तत्र तावत् यः कोऽपि दोषः भवेत् तदेव वद अहम् अवगम्यते हा न न न न लघुमूषिकाः तत्र तत्र सन्ति

लघुमूषिकाः बहु तत्र अहं दृष्टवान् तेषां पादतटानि तेषां पाद चिह्नानि तत्र तत्र सन्ति भवती अपि पश्यतु तत्र गत्वा तत्र तत्र सन्ति

तदेव अहं नूनमागमिष्यामि नूनमागमिष्यामि धन्यवादः धन्य